संस्कृतं चेत् सम्यक् कृतं भाषा इति अर्थः तदर्थमेव पूर्वं वाल्मीकितः आदिशङ्कराचार्यपर्यन्तम् ते संस्कृतं मध्ये एव लिखितवन्तः आदिशङ्कराचार्यः तस्य मातृभाषायां किमपि न लिखितम् सम्यक् कृतं भाषा संस्कृतं सव्र् सर्वे अवगन्तुम् सः संस्कृतम् एव लिखितवान् अनन्तरं संस्कृतभाषासु तु सर्वभाषासु मूलम् अस्ति तत् तत् तत्तु ज्ञातुं किञ्चित् सरलं भवति एतद् संस्कृतं द्वारा एव अस्माकं भारतीय गौरवम् अपि अधिकं भवति वेदाः पुराणं इतिहासम् एतत् सर्वं संस्कृतमयम् अस्माकम् इतिहासं स सर्वं संस्कृतं मध्ये अस्ति